एकं पुस्तकम् अहं मराठीभाषातः संस्कृतभाषायां संस्कृतभाषया अनुवादम् अहं कृतवान् आसं सामान्यतः सरलमासीत् किन्तु केचन शब्दाः आसन् एषां संस्कृतं संस्कृते शब्दः न उपलब्धः अतः किञ्चित् कालं यावत् समस्याम् अनुभूतवान् किन्तु तद् सा समस्या अपि समाप्ता अभवत् मराठीभाषायां काठिन्यम् आसीत् यति शब्दशः भाषान्तरम् अहं कर्तुं प्रयत्नं कृतवानासं किन्तु तेन संस्कृते यदा अनुवादः अभवत् तदा भिन्नः अर्थः एव अवगतः अतः भाषान्तरः विषयः समये अस्माभिः एकं ज्ञातव्यं यद् तस्य तस्याः भाषायाः शब्दशः भाषान्तरम् अन्यभाषायां न भवतु यत् भाषाः भाषाभाषा भिन्नं भवति अनुभवः तु उत्तमः आसीत् कष्टेन कृतवान् किन्तु अन्ततः गत्वा अभवत् धन्यवादः